अहं मम छायाचित्रं सामाजिकमाध्यमेषु प्रकाशयामि इति तु अस्ति नाम यथा इन्श्टाग्रां वा फ़ेस्बुक् इति भवति तत्र अहं मम छायाचित्रं प्रेषयामि किमर्थम् इति चेत् मम कृते तत् इष्टमस्ति अतः तत्र अहं स्वस्य छायाचित्रं प्रेषयामि नाम तत्र प्रकाशयामि इति अस्ति तत्र अन्यत् किमपि कारणं नास्ति नाम अन्ये अपि अन्ये ये जनाः सन्ति तेऽपि ज्ञातुं शक्नुवन्ति यत् अहं कः अस्मि कीदृशः अहं दृश्ये दृश्ये इत्यादिकं सर्वं ते अपि ज्ञातुं शक्नुवन्ति अतः तेन कारणेन अपि अहं तत्र सामाजिकमाध्यमेषु अहं स्वस्य छायाचित्रं प्रकाशयामि इति